अस्माकं प्रदेशे प्रतिदिनं जनाः नाना प्रकारं कष्टम् अनुभवन्ति प्रप्रथमतया बस् यानादिकं नास्ति ग किलोमीट् मीटर् त्रयं पद्भ्यामेव गन्तव्यम् तदानीम् अवकाशः अधिकः अपेक्षते बस् यानं वा त्रिचक्रिकायानं वा चतुश्चक्रिकायानं लप्स्यते चेत् सुकराय भवति सामान्यजीवनं कर्तुं शक्नुवन्ति अनन्तरम् एका एका समस्या अस्ति जलसमस्या इदानीं सर्वत्र कङ्क्रीटीकरणम् अभूत् खिल हा तत्र तत्र किम् बोर बोर्वेल्लादिकमपि निर्मितमस्ति तत्र ज ज्वलन्तरूपेण तत्र कवाटबन्धनं कृत्वा उपवेष्टुं न शक्नुमः तदा तदा तदा वायुबन्धनिर्बन्धनं भवति तदपि महान् क्लेशदायकः अस्ति एवं समस्याः सन्ति तस्य निवारणोपाये ग्रामपञ्चायत् व्यवस्था अस्ति जनाः अपि तत्र जागृयुः अनेन तत्र प्रयत्नपूर्वं व्यवस्थां कल्पयितुम् अथवा कल्पितुं शक्नुव शक्नुमः